मम इष्टतमः ऋतुः नाम शरद् ऋतुः तस्मिन् ऋतौ निर्मलः आकाशः तत्र तत्र शुभ्रैः मेघैः अलङ्कृतः सन् दिवासमये सूर्यं रात्रौ चन्द्रं तारावलिञ्च अधिकतरमं प्रकाशयति ग्रीष्मनिधाघाती शयेन तत् ताम् वर्ष सेचनाधिशयेन सिक्तां च भूमिम् एषः शरद् ऋतुः समाधत्ते शरत् इति नाम मात्रेण शारदा स्मर्यते सा च विद्याधिदेवता सर्वेषां प्रियतमा माता अस्ति शरद् ऋतुः स्वस्मिन् आश्विनमासं कार्तिकमासं च अन्तर्भावयति ययोः मासयोः प्रसिद्ध पर्वद्वयं सर्वैः भारतीयैः आचर्यते नवरात्रं दीपावलि इति नाम उक्तं पर्वद्वयं एवम् अनेकैः कारणैः शरद् ऋतुः मम इष्टतमः ऋतुः